आम् अहं धनस्य रक्षणं करोमि अहम् एब् डी अपि निष्कासितवती म्यूचल् फ़ण्ड् मध्ये अपि धनं तस्य तत्रैव स्थापितवती अत्रैव किम् एब् डी एवं म्यूचुवल् फ़ण्ड् यदि अस्माकं गृहे किमपि हानिः भविष्यति चेत् तस्य किं खण्डनम् अपि कर्तुं शक्यते एतस्य लाभः बहु गुणिकरः बहुगुणिकरः एव अस्माकं धनम् अस्माकं जीवनस्य जीवने किं पेटिका भविष्यति एव तस्य सः तस्य सेव् तस्य रक्षणं करणीयम् अस्माकम् आद्यकर्तव्यं तर्हि सर्वे एफ़् डि म्यूचल् फ़ण्ड् एतस्मिन् मध्ये किमपि निष्कासयतु एतेन किं भविष्यति अस्माकं लाभः भविष्यति एव अग्रिमकाले अपि तस्य उपयोगः कर्तुं शक्यते धन्यवादः